वर्षचतुष्टयात् पूर्वम् अहं मम मित्राणि च कोडचाद्रीपर्वतश्रेणीं चारणं प्रति गन्तवन्तः तत्र गजानाम् एकः महान् समूहः अस्माभिः दृष्टः पूर्वं कदापि न दृष्टः आसीत् तथा समूहः अस्माकं तावत् पार्श्वे इत्यतः वयं आश्चर्यचकिताः एव परन्तु तत्र तत्र सर्पाः लघुप्राणिनः दृष्टाः ते सर्वदा इतस्ततः पश्यामः परन्तु गजान् दृष्टवन्तः इत्यतः वयं तदा बहु आश्चर्यचकिताः अनन्तरं चारणसमये वयं जङ्गमवाण्या बहुचित्राणि स्वीकृतवन्तः परन्तु मम मित्रेषु एकस्य पार्श्वे सोनी इत्यस्य चित्रग्राहकम् एकमासीत् तेन वयं उत्तमानि चित्राणि स्वीकृतवन्तः तदा फेस्बुक् एप् बहु जनप्रियतां प्राप्तम् इत्यतः वयं तस्मिन् पोस्ट् कृतवन्तः परन्तु इदानीं तस्य उपयोगः तावत् न क्रियते